नमो नमः मम नाम हरिः ओम् न नमो नमः मम नाम जयतोष् माधा अस्ति मम स्टेट् भवतां बेङ्क् प बेङ्क् मध्ये एकं अकौण्ट् अस्ति जयतु जयतोष् मम मम कृते मम मम पा पाठनं पाठनं पाठनं पठनार्थं बिहार् गन् बिहार् गम्यते तदा तु ओ बेङ्क् ट्रान्स्फ़र् क्रियते यदा तु बे क्लोज़् कि क्रियते अकौण्ट् मम एकौण्ट् क्लोज़् क्रियते आमाम् छात्रः नास्मि

नास्ति नास्ति आमाम् नास्ति अहं गच्छामि चेत् पठनार्थे बिहार् प्रदेशे आमाम् ओ पठनार्थे गच्छामि आम् किं किं किं दूरवाणी सा सम्यक् भाषणं न

आमाम् आम् आम् आम् श्रूयते आम् आम् आम् आम् सङ्ख्या सिक्स् सेवन् स क्षम्यतां षट् सप्त नव अष्ट आम् आम्

नैन् सिक्स् एय्ट् फ़ै टु त्री जीरो नैन् आमाम् क कर गा बचत्ताल् य य य य आम्

आम् आम् आम्

जायतोष् जयतोष् पु पु पुर् पुर्णनाम पूर्णनाम अस्ति जायतोष् कुमार् झा तत्च चत्वारि वर्षे यथा आम् आम् आमाम् आम् आम् आम् आमाम् यथा भवति तदा आमां धन्यवादः किं नस्ति नास्ति नास्ति धन्यवादः आं नास्ति अ अन्यः अ अन्यः अन्यदावश्यकं नास्ति नास्ति नास्ति अन्यः अन्यः आम् अत्यधिकम् आवश्यकं नास्ति बेङ्क् एकौण्ट् क्लोज़् कृतम् इत्युक्ते अहं सूचनार्थं किं किम् आवश्यकम् बेङ्क् अकौण्ट् क्लोज़् कृतं तथा किं किं डाकुमेण्ट् आवश्यकमस्ति किं किं पत्राणि आवश्यकम् अस्ति तथा भवति आमाम् धन्यः धन्यवादः धन्यवादः